एकाधिकसहस्रस्य वर्षस्य जानेवरी मासस्य पञ्चमः दिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य पञ्चादशदिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य षड्दिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य प्रथमादिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य सप्टेम्बर् मासस्य सप्तमदिनाङ्कः